मया वेदान्तशास्त्रम् अधीतं वेदान्तशास्त्रस्य कृते उत्तरमीमांसा इत्यपि नाम वर्तते तत्रा वेदान्तशास्त्रे तु तावद् तत्र प्रकरणग्रन्थं वर्तते वेदान्तसारः वेदान्तपरिभाषा इत्यादिग्रन्थाः तत्र प्रकरणग्रन्थत्वेन वर्तन्ते तत्र वेदान्ते किम् उक्तमस्ति नाम तत्र उपनिषद् अपि वर्तते तत्र उपनिषत्सु सृष्टिक्रमः कथं सृष्टिः जाता इत्यादिविषयाः उक्ताः आदौ कस्य जन्म जातम् इत्यादिविषयः तत्र निरूपितः तथैवा ओम्कारः वर्णादीनां शब्दानां कथं तत्रापि पुरुषः आकृतिः रूपेण तत्र ओम्कारस्य निरूपणं कृतमस्ति चतुर्थः उक्तमस्ति अकारः उकारः मकारः इति त्रयाणां समाहारेण ओम्काराः उत्पद्यते इति उक्तमस्ति तथैव अग्रे वेदानां विषये तत्र स्नानम् एकस्य एकस्यामुपनिषदि नारदसनत्कुमारायोः सम्भाषणं भवति तत्र काः काः विद्याः अस्माकं भारते पूर्वम् आसन् इत्यादीन् वदति नारदः सः तावद् पठित्वा सः नारदः तथापि आत्मविद्यां न जातः आसीत् नाम तस्य कृते आत्मसाक्षात्कारः न जातः आसीत् इति सनत्कुमारं वदति

प्रधानमस्ति तत्र ब्रह्मसूत्रमिति व्यासेन रचितम् इदं तत्र अस्माकं जगदः स्वरूपः तथैव विज्ञानस्य साधनं विज्ञानस्य विषये अपि तत्र अस्ति कथं विवेकः सन्यासिनः भवेयुः सन्यासी नाम कः परिव्राजकः नाम कः शालीनः नाम कः इत्यादयः वर्णव्यवस्थाविषये अपि तत्र उक्तमस्ति तथैव वैज्ञानिकविषये इदानीं सन्तानस्य विषये अपि उक्तमस्ति इत्यादिविषये तत्र चत्वारः अद्य अपि सा वर्तन्ते